यदा अहं शालायाम् आसित् मम सन्तोषदायकः मम इष्टतमः विषयः तत् मम मातृभाषा कन्नडम् अनन्तरं संस्कृतभाषा संस्कृतभाषा किमर्थमित्युक्ते मम गुरुः एक आसीत् बालकृष्णमहोदयः इति सः सम्यक् संस्कृतं पाठितवन्तः बहुनूतनतया तद् अमरकोषं पाठितवन्तः विभक्तिरूपं पाठितवन्तः सर्वमपि बहुसम्यक् पाठितवन्तः तदर्थं मम इष्टतमः विषयः तदेव आसीत् अनन्तरं कन्नडविषयस्य कृते मम पिता एव अध्यापकः आसीत् सः निर्गलतया अनेकानि साहित्यानि पठित्वा बहुरोचकविषयाणि शाला शालायाम् पाठितवन्तः तदर्थं तत् कन्नडं संस्कृतं द्वयोः मम इष्टतमः भाषा आसीत् आनन्तरं मम गुरुः आसीत् आसीत् खलु सः क्रीडाद्वारा तद् उपन्यासद्वारा कथाद्वारा सम्यक् संस्कृतं पाठितवन्तः तदर्थम् इष्टतमः भाषा अभवत् तत्